अद्यत्वे बालकाः किञ्चित् न्यूनम् एव पुरातन क्रीडाः क्रीडन्ति बालकाः अद् अद्यत्वे नूतनक्रीडाः बहवः क्रीडन्ति नूतनक्रीडाः तु दूरवाणीमध्ये एव सन्ति ते तु आनिमेटेड् गेम्स् इति नाम्ना सर्वे ज्ञायन्ते ते तेषां कतिचन क्रिडाः तु किञ्चित् भयङ्करः एव सन्ति कति जनान् मारितवान् कति जनान् जितवान् इति सम्बन्धिक्रीडाः सन्ति कतिति बहवः इण्टिलिजेण्ट् सन्ति तेषाम् एकम् अस्ति नगरस्य निर्माणं कथं करणीयम् इति इत्युक्ते नगरस्य बौण्ड्रि ते दत्तवान् दत्तवन्तः तस्य मध्ये कथं कुत्र कुत्र भवनानि भवेयुः कुत्र ड्रेनेज् भवेयुः कुत्र क्रिडाङ्गणं भ भवेत् क्रिडाङ्गणानि भवेयुः क् कुत्र उद्यानवनानि भवेयुः कति जनाः तत्र वसन्ति तेषां कृते काः काः व्यवस्थाः आवश्यकाः इति सर्वे वयमेव निर्णयं कुर्मः त् तस्य प्रकारेण तस्य नगरस्य निर्माणं भवति सा क्रीडा तु बहु उत्तमा अस्ति